गृहोद्यानं परिपालयितुं बहुमूल्यं धनं न आवश्यकं भवति तत् कृते अस्माभिः सस्यानां चयनं करणीयम् यानि सस्यानि उष्णप्रदेशे सम्यक् प्रवृद्धानि भवन्ति तत् तत् प्रदेशेषु तस्य परिपालनं भव भवति चेत् सस्यानि उत्तमतया वर्धन्ते उदाहरणार्थं मल्लिका जपापुष्पं सेवन्तिका इत्यादि पुष्पाणि उष्णप्रदेशेषु प्रवृद्धानि भवन्ति पाटलपुष्पम् आर्किड्पुष्पम् आदि शैत्यप्रदेशेषु तेषां प्रवृद्धिः प्रवृद्धिः भवति अतः कालावस्थाम् अनुसृत्य सस्यानां चयनं कुर्मः प्रथमः विषयः मृत्कोषणार्थं वयं कम्पोस्ट् इत्यस्य उपयोगं कुर्मः चेत् तद् प्रकृतिः अतिरिक्त वस्तूनाम् उपयोगं न कुर्मः ए ए एवं क्रियते चेत् गृहोद्यानं सम्यक् परिपालयितुं शक्नुमः